नमस्ते ओला मम श्वः पञ्चवादने विमानयानमस्ति अहं तत्र त्रिवादने भवितव्यं सार्धद्विवादने मया कार् यानम् आवश्यकमासीत् अतः भवान् सार्धद्विवादने एव रथवीथिकायां वेङ्कटरमणमन्दिरं समीपं कार् यानं प्रेषयतु धन्यवादः